अहं कदाचित् वीडियो गेम् क्रीडामि एतस्य विषये म मम बहु ज्ञानं नास्ति वीडियो क्रीडाः आधुनिक छात्रानां बालानां अतीव इष्टाः भवन्ति परन्तु सर्वाः इष्ठाः न भवन्ति वीडियो क्रीडाः सन्तोषं जनयन्ति परन्तु सर्वत्र अतिवर्जेत् इत्युक्त प्रकारेण वीडियो क्रीडां अतीव इष्टतया न क्रिडनीयम् तत्र तु एका सीमा अनुसरणीया वर्तते